युद्धकला प्रशिक्षणस्य विषये मम चिन्तनं किमिति वक्तव्यं चेत् अवश्यं सर्व् सर्वैरपि युद्धकलायाः प्रशिक्षणं प्राप्तव्यमेव यतः तेन स्वजीवने महान् प्रभावः भविष्यति यतः यदि स्वस्य जीवने युद्धकला वर्तते तर्हि कस्मिन्नपि प्रदेशे गन्तुं तस्य भीतिः न भविष्यति यतः एकः आत्मविश्वासः आगमिष्यति मया यदि केऽपि आगत्य मम उपरि यदि आक्रमणं कुर्वन्ति तर्हि अहं तस्य तस्मात् बहिः आगन्तुं शक्नोमि इति एतादृशः विश्वासः तदा एव आगच्छति यदा पुरुषेण वा महिलया वा युद्धकलायः अध्ययनं कृतं स्यात् एवं यदि युद्धकला शिक्षण शिक्षणेन मयि किं परिवर्तनं आगतम् इति चेत् मया कराटे दण्ड नियुद्धं इत्येतेषां प्रशिक्षणं प्राप्तं वर्तते अनेन मम एकं तु शारीरिकस्वास्थ्यं रक्षितं वर्तते तेन सह मह्यम् इदानीं भीतिः इति या अस्ति सा मयी तावत् नास्ति कुत्र वा गच्छामि चेदपि अहं मम स्वस्य रक्षणं कर्तुं शक्नोमि इति एतादृशः मम विश्वासः सम्यक्तया आगतः वर्तते एवं च युद्धकला किञ्चिद्रूपेण वा मया ज्ञायते इति कारणात् अहं निर्भयं कस्मिन्नपि प्रदेशे गत्वा आगन्तुं शक्नोमि इति इति मम विश्वासः अस्ति एवमेव अस्मिन् युद्धकला विषये सर्वेषामपि ज्ञानम् भवेदेव तदर्थं युद्धकला प्रशिक्षणमपि तत्र तत्र प्रदेशेषु प्रदेशेषु तस्य व्यवस्था कारणीय इति आशयः वर्तते